नमस्ते अहं चेन्नैप्रदेशे वसामि अत्र मम प्रदेशे युवसमूहः बहु कार्यनिरताः अस्ति तेषां कृते बहवः संस्थाः शिक्षणार्थम् उद्योगार्थम् अवकाशं ददाति ते कदापि संस्थायाः प्रारम्भं कर्तुम् इच्छन्ति चेतपि सर् सर्वकारतः बहवः योजनाः सन्ति ते किञ्चित् सम्पर्कं कृत्वा तेषाम् अभिप्रायः अग्रे कृत्वा ते कर्तुं शक्नोति उद्योगविषये सर्वे सर्वकारस्य उद्योगमेव आवश्यकम् इति मा चिन्तयित्वा स्वयं किमपि उद्योगं तेषां प्रतिभाम् अनुसृत्य उद्योगं कर्तुम् इच्छन्ति चेत् तस्य विषये अपि बहु सहकारं प्राप्नोति शिक्षणस्य विषये अपि भाषाशिक्षणं वा वैज्ञानिकशिक्षणं वा अथवा अन्ये किमपि वा ते प्राप्तुं शक्नोति युवसमूहः किञ्चित् आक्टिव् भूत्वा कार्यं करोति चेत् अवश्यम् अभिवृद्धिः भवितुं शक्नोति